देवतामूर्तिनां निर्माणविषये वयं तु शिल्पकला इति पद्धतिम् आश्रित्य कुर्मः शिल्पकलायाम् मूर्तिनिर्माणाय कीदृशीं शिलां स्वीकुर्मः कुतः स्वीकुर्मः कः करोति क् यः निर्माता अस्ति सः कीदृशः भवति कीदृशीम् पद्धतिम् अनुचरणं करणीयं किदृशम् उपवासव्रतं करणीयं इत्यादि विषये तथा वर्णितमस्ति शिला तु कीदृशी भवितव्या उन्नता भवितव्या वा स्थूला भवितव्या वा किदृश्याः मूर्तेः विषये अपि तत्र उल्लिखितमस्ति एतद् शिलाकलाम् आश्रित्य वयं देवतामूर्तिनिर्माणं कुर्मः